मम तु सः अभ्यासः वर्तते एव यदि अन्यत् राष्ट्रं प्रति कुत्र कुत्रापि गच्छामि तत्रत्यं मूल्याङ्कं उत तत्रत्य धनम् इत्यादिकम् अहं सङ्ग्रहणं सङ्ग्रहणं तस्य च सङ्ग्रहणम् अहं करोमि एव पुनः यत्र कुत्रापि स्थानं बहु समीचीनं स्थानं गच्छामि तत्र च यत्किञ्चित् समीचीनं पाषाणखण्डादिकम् इत्यादिकं यत्किमपि वस्तु प्राप्यते तद् तच्च अहं गृहं प्रति आनयामि तच्च किमर्थं नाम तत्र मया गतम् आसीदिति एकञ्च सर्वदा स्मर्तुं शक्यते तद्वस्तु दृष्ट्वा पुनः तत्रत्यं तद् बहु समीचीनं भवति बहु फ़ेमस् भवति तच्च यदि आनयामः सर्वदा अस्माभिः स्मर्तुं शक्यते ओ एतच्च तत्र बहु

अन्यस्य राष्ट्रस्य यत्किमपि धनम् इत्यादिकं किमपि प्राप्यते चेत् स्टाम्प्स् किमपि यदि प्राप्यते चेत् उत पाषाणादिकं यदि यत्किञ्चित् बहु समीचीनं प्रमुखं वस्तु प्राप्यते चेत् अहं तद् समीचीनतया मम समीपे स्थापयामि सर्वदा